अहं यदा कदापि रेल यानेन भ्रमणं करोमि चेत् रेल यानस्य चीटिकाम् अन्तर्जालमाध्यमेनैव करोमि तेन मम रेल स्थानकम् न गन्तव्यं भवति अतः अन्तर्जालमाध्यमेन चीटिकाकरणेन मम गृहे उपविश्य एव तत् सर्वं कार्यं सम्भवति अनन्तरम् इतोपि यदा मम गमनं भवति तदा तन्त्र ज्ञानेन अहं एतत् ज्ञातुं शक्नोमि यत् रेल यानम् अधुना मम रेल रेल स्थानकतः कियती दूरे अस्ति अहं यत्र रेल यानम् आरोहयामि तत्र रेल स्थानकं प्रति मम रेल यानं कदा आगमिष्यति कियता विलम्बेन रेल यानं चलति एतत् सर्वं लैव् लोकेशन् तन्त्रज्ञानेन ज्ञातुं शक्नोमि तेन मम रेल स्थानकं गन्तव्यं न भवति इति मम कृते महान् लाभः भवति इतोपि यदा लोकयानेन अपि भ्रमणं करोमि तदा अन्तर्जालमाध्यमेन एव चीटिकां निष्कासयामि तेन मम बस् स्थानकमपि गन्तव्यं न भवति साक्षात् गृहे उपविश्य एव तन्त्रम् उपयुज्य अहं चीटिकां कारयितुं शक्नोमि एतत् सर्वम् उपकारादिकं तन्त्रज्ञानेन मम भवति